अस्माकं केरले विद्यमान ओण उत्सवे तत्र विभागत्रयं वर्तते गीतानि तत्र वञ्जिप्पाट्ट् ओणप्पाट्ट् तिरुवादिरक्कली तिरुवादिरक्कली नाम एकं नृत्यं रूपं भवति तत्र विद्यमान केचन गानम् कानिचन गीतानि एवं भवति नाम देवाः सन्ति खलु तेषां स्वरूपम् इत्यादिकं वर्णयन्ति तेषां जीवनशैली एवं पुनः वञ्जिप्पाट्ट् नाम अस्माकं केरले विद्यमान एकत्र नाम यदा समुद्रे नाम किं भवति तडागे विद्यमान एकं नौका अस्ति तत्र उपविश्य तत्र मल्सरं भवति तत्र मल्सरे कस्मिन् नाम नौकायां के के उपविशन्ति ते आलापयन्ति तदनन्तरम् ओणप्पाट्ट् इति भवति तत् केरले विद्यमान तत्र ट्रिवेण्ड्रं पुनः आलप्पुला इत्यादि प्रदेशेषु एव भवति तत्र एवं पुराण अनुगुणं भवति पुराणे विद्यमान विषयाः गीतरूपेण एवम् आलापयन्ति